अस्माकं प्रदेशे कम्बळ इति क्रीडा बहु प्रसिद्धा कम्बळक्रीडा महिषस्य उपयोगं कृत्वा जनाः कुर्वन्ति महिषद्वयं पुरतः बद्ध्वा तत्पृष्ठे धावन्ति यः महिषः प्रथमं गत्वा अपेक्षितं स्थानं प्राप्नोति सः जितः इति तत्र प्रयो किं व्यवस्था वर्तते एतादृश क्रीडाद्वारा जनानां शारीरकं सामर्थ्यं वर्धते पुनः मनोल्लासः अधिकतया लभ्यते अयमेकः विशेषः अपरः कः इत्युक्ते सर्वे जनाः एकत्र मिलन्ति इत्ययमेव विशेषः वयं सर्वे एकस्यां संस्कृतौ अन्तर्भूताः इति भावः तत्तत्काले जागर्ति पुनश्च जात्यादिकारणतः यः भेदभावः वर्तते सः भावः एतादृशक्रीडाद्वारा अत्यन्तं न्यूना भवति तादृशभावाः अथवा भावनाः सर्वात्मना गच्छन्तीत्येव अस्माभिः वक्तुं शक्यते